नमस्कारः इति शिवट्रावेल् एजन्सि अस्ति वा अहं नाग्पुर्तः नरेन्द्रनगरे म मानसि नाय्क् वदामि अहम् अग्रिमसप्ताहे पञ्चविंशतिदिने मम भर्तुः तथा पुत्रः च सहितं गाण्गापुरं गच्छितुम् इच्छामि तद् तदर्थं पञ्चविंशतितमे दिनाङ्के प्रातः चतुर्वादने प्रातः चतुर्वादने अस्माकं कृते ब भवान् कार्यानं प्रेषयतु मम गृहस्य सङ्केतः अस्ति स त्रिसप्ततिः सायिसुमन् भूखाण्डसदनिका विजयानन्द सोसैटि नरेन्द्रनगरं नाग्पुरम्